एतावता तु या समस्या न आगता किन्तु किमस्ति अधुना शालानां विषयं स्वीकुर्वन्ति संस्कृतविषयः अस्ति बहवः शालामध्ये संस्कृतविषयं पाठयन्ति अतः जनाः जानन्ति एवं संस्कृतभाषा सर्वभाषाणां जननी अस्ति खलु अतः ते शब्दानां अर्थं ते ज्ञातुं शक्नुवन्ति एवम् यः कोपि संस्कृतं वदति तेषां मुखस्य भावं किम् एवं ते संस्कृतभाषां अवगन्तुं बहु परिश्रमं न कुर्वन्ति अतः ये संस्कृतभाषां न जानन्ति तेषाम् यावत् समस्या मम समीपे नासीत्